नूतनानां रोगाणां विदानां चिकित्साविषये च प्राचीनचिकिल्सापद्धतीनां क्रमान् क्रमाणाम् अभावसमर्थनविषये निश्चयं कर्तुं युक्तां विधिम् अनुगच्छन्ति रोगनिर्णयः प्राचीनचिकित्सापद्धतीषु मुख्यतया दोषाणां तथा वातपित्तकफानाम् असन्तुलनं प्रधानचिन्तानां भवति नूतनानां रोगाणां निधानं निधानाय आधुनिकी वैदिकं वैद्यकीयाः पद्धतयः उपयोगिन्यः भवनति तदा रक्तपरीक्षणं परीक्षणम् इमोजिङ्ग् आदौ चिकित्साविधिः प्राचीनचिकित्सायां पञ्चकर्मादीनम् औषधीयं वन वनस्फतयः आहारविहारविधानां च उपयोगी भवति आधुनिकचिकित्सायाम् औषधीयद्रव्याणि शल्यचिकित्सा सर्जरी इत्यादयः प्रयुज्यन्ते नूनतं नूतनरोघाणां चिकित्सा यां प्राचीनचिकित्सापद्धतीनां समर्थनं कतिपयेषु कतिपयेषु न्यूनं नूतनरोगेषु प्राचीनचिकित्सा अयोगी दृश्यते तथापि नैतत् सर्वेषां रोगाणां विषये सत्यं प्राचीनचिकिस्ता पौष्टिकता रोगप्रतिरोधकः शक्तेः वर्धनं च कर्तुं समर्था अस्ति परन्तु विशिष्टरोगाणां चिकित्सायाम् आधुनिकचिकित्सा अधिकसमर्था दृश्यते